अहं प्रथमपर्याये प्रस्टीज् संस्थायाः इण्डक्शन् एकं स्वीकृतवान् इदं बहु उत्कृष्टमस्ति बहुकालपर्यन्तम् अस्य उपयोगः भवितुम् अर्हति अनेन यदा पाकः क्रियते तदानीं रुचिः अपि तथा ददाति इदानीं प्रश्नो भवति इण्डक्शन् कथं रुचिम् उत्पादयितुं शक्नोति इति तत्र इदम् उत्तरं भवति रुच्युत्पत्तये यथा सामग्र्यः अपेक्षिताः तद्वत् वह्निः अत्यन्तं प्रधानः भवति अतः तद् यद् इण्डक्शन् अस्ति तत्र लोहाम्शाः अधिकास्सन्ति तर्हि लोहेन सम्बद्धः अग्निविशेषः यदा आहारं प्रत्यागच्छति तदानीम् आहारे शु शुचिः शुचित्वं रुचित्वञ्च आगच्छतः अतः प्रथमपर्याये यद् इण्डक्शन् प्रेस्टीज् संस्थायाः स्वीकृतं महान्तोषः जातः तेन अस्माकं स्वास्थ्यमपि रक्षितं